अस्माकं प्रदेशस्यमहिलानां अवकाशान् दातुम् उपायाः इत्युक्ते सर्वत्र ये ये गृहे उपविशन्ति तेषामेकं समूहः उत्पादयेत् उपादयन्तु तदनन्तरं तेषामेकं गणं स्थापयन्तु तदनन्तरं किं किं कर्तुं शक्यते इदानीम् तत् सीवनकर्याणि बहु स्त्रीणां कृते तत् सीवनकार्यं कर्तुं न शक्यते न शक्यते इत्युक्ते न पठितवत्यः तेषां कृते तत्पठितुं योग्यं स्थानं कुत्र अस्ति तादृशकार्याणि तादृशं तादृशं क् किञ्चित् किञ्चित् कार्याणि तेषां कृते पाठनं पुनः आर्ट् तद्कथं करणीयं कथं निर्माणं करणीयं कथं क्ले स्विकर्तव्यं तादृशकार्याणि तादृशानि कार्याणि वदन्ति तादृशानि कार्याणि तेषां कृते वदन्ति चेत् गणः स्थापयन्ति चेत् पुनः तेषां कृते उपायः रूपेण वक्तुं शक्यते एतत् पुनःसा सामाजिकदृष्ट्या सामाजिकदृष्ट्या इदानीं महिलाविषये समाप्तं सामाजिकदृष्ट्या अपि एवं कर्तुं शक्यते एवम् एवं गणं स्वि दत्वा फ़्रेण्ड्स् रूपेण केपि सन्ति चेत् तेषां पालनं कृत्वा एवं पाठनं कृत्वा तेषां हस्ते किमस्ति तत् देह्य आगन्तुं बहिः कर्तुं शक्यन्ते तत्